नमस्ते भगिनि रुबिमोबैल्शाप्तः वदन् अस्मि अहं कथं भवत्याः साहाय्यं कर्तुं शक्नोमि ओ दशसहस्त्रं वा आं प्राप्यते प्राप्यते अस्माकमापणे तु दशसहस्रमध्ये बहु उत्तमाः उत्तमाः दूरवाण्यः प्राप्यन्ते वदतु वदतु भवत्याः कृते किम् अपेक्षितं आमाम् अवश्यं भगिनि अहं वदामि भवत्याः कृते सर्वोऽपि वदामि आदौ तु इदं पश्यतु रियल्मी नार्जो एन् फ़िफ़्टि थ्री अस्ति एटि सिक्स् जी बि रेम् वर्तते पुनश्च सिक्स्टि फ़ोर् जी बि स्टोरेज् वर्तते एव यस्य प्रोसेसर् यस्य प्रोसेसर् अपि बहुसम्यक् अस्ति आमाम् अवश्यम् अवश्यं पश्यतु मम समीपे सर्वमस्ति इदं पश्यतु यस्य नाम शौमि रेडमी ट्वेल्व् अस्यापि फ़ोर् जी बी रेम् अस्ति वन् ट्वेण्टि एट् जी बी स्टोरेज् वर्तते फ़िफ़्टि एम् पी केमेरा अस्ति अस्य वर्णः अपि बहुसम्यक् अस्ति किञ्चित् अधिकं मूल्यं तं दर्शयामि वा अस्तु अस्तु भगिनी क्लेशः नास्ति इदमस्ति ओप्पो के थ्री इदमस्ति रियेल्मी सी फ़िफ़्टि थ्री इदमस्ति रेड्मी ट्वेल्व् सी एस् पी अस्य अष्टसहस्रम् अस्य सार्धनवसहस्रम् अस्य नवसहस्रम् एव आं सर्वं वर्तते आं सर्वं वर्तते दिनद्वयमेव भवती आन्लैन् पेमेण्ट् करोति वा अथवा केश् पे केश् डेलिवरी अस्तु भगिनि क्लेशः नास्ति अस्तु अस्तु नमो नमः